महोदय नमो नमः ओला ऊबर् चालकः वा इदानीं एव पञ्चनिमिषेभ्यः प्राक् अहं हेसरघट्टमुख्यवीथीतः उरुलुचिक्कनहल्ली इति ग्रामः एवं ततः अहं एकं ओला ऊबर् नागर्भावि प्रति अहं बुक कृतवान् आसम् परन्तु भवतः एतत् करेण्ट् लोकेशनेव एवं नास्ति नास्ति नास्ति अतः कृपया तत् लोकेशन् उच्यतां कुत्र भवन्तः सन्ति

आं ततः चिक्कबाणवरारेल्वेस्टेशन्तः सोनदेवनहल्ली आरक्षकथाना प्रति आगच्छन्तु साक्षात् एकः एव मार्गः ततः किञ्चित् अग्रे आगच्छति चेत् आम् तरबनहल्ली इति एकः ग्रामः अस्ति तस्य ग्रामस्य मुख्यवीथ्यां दक्षिणमार्गे आगच्छ ततः एक किलोमीटर् यावत् आगच्छति चेत् आञ्जनेयस्य लघुमन्दिरमेकं लप्स्यते ततः वाम वाममार्गे आगच्छ येलहंकामार्गः सः तत्र किञ्चित् अग्रे आगच्छति चेत् तत्र कानिचन आपणानि दृश्यन्ते तत्र स्थापय कारयानं तत्र स्थापय महोदय अहं तत्र आगच्छामि एवं वा अस्तु अस्तु अस्तु